भारतीयपरम्परायां कलानां स्थानम् अद्यतनकाले अत्युत्तमम् अस्ति बहूनि बालकबालिकाः ना नटनं भरतशास्त्रम् कर्नाटकसङ्गीतम् इति इति प् पाठानाम् अभ्यासं कुर्मः डिसम्बर् समये मार्गरिसमये चेनैमध्ये दृष्ट्वा बहूनि सभाः मध्ये कार्यक्रमाः सन्ति बहूनि कार्यक्रमाः बा प्रचलन् प्रचलन्ति स्म प्रचलन्ति चेनैनगरः क कर्नाटक कर्नाटकसङ्गीतस्य राजधानी इति प्रत् बहु प्रसिद्धा अस्ति अन्ये अन्ये स्थलेषु भारतेषु एव भारते अन्य स्थलेषु एव पारंपरिककलां कलानां कलाः कर्नाटकसङ्गीतः भरतनाट्यशास्त्रः एव बहूनि छात्राः अभ्यासं कुर्मः अतः मम मम ओपिनियन्मध्ये ब् क् एतत् कलानां स्थानं बहु अत्युत्तमम् अस्ति एव अहं मनसि चिन्तयति